हरये नमः वदतु आम् वा आगच्छतु बहुसमीचीनं भवती बहुसमीचीनं भवति हैदराबाद्नगरमध्ये अहम् अत्रैव गैड् रूपेण वासं कुर्वन् अस्मि हैद्राबाद्मध्ये अनेके जनाः मम समीपे आगच्छन्ति तेषाम् अहम् अत्यन्तम् इष्टतमं खाद्यं वस्तु क्रीणामि तेषां तेषां तु अत्यन्तं सन्तोषः भवति तेन आम् वः आम् वा आगच्छतु तत्र कोटीमध्ये गोकुल् चाट् इति एकं टिफ़िन् सेण्टर् अस्ति श्रुतपूर्वम् बहु आम् आम् तत्र बाम् स्पोटं आम् आम् आम् तदेव पुनः तस्य अत्यन्तं इदानीं समीचीनतया कृत्वा पुनः तत्र टिफ़िन् सेण्टर् आरब्धम् अस्ति तत्र गच्छामः तत्र तत्र पानीपुरी इत्यादिकं लभते सायङ्कालसमये अनन्तरं सर्वमपि खादित्वा अनन्तरं अन्त्यभागे तत्रैक कुल्फ़ी इति मिलति तत् क्षीरेण भवति तस्य एकस्य यदि भवान् एकवारं तस्य किं रुचिं पश्यन्ति चेत् तां भवान् नैव त्यजन्ति आम् आम् आमाम् पेरेडैस् बिरियानी इति एकं महत्तरम् एकं होटेल् टिफ़िन् सेण्टर् वर्तते तस्य तु अनैके शाकाः अपि एव सिटि मध्ये एव भवन्ति शाकाहारं शाकाहारं आम् आम् आम् भवान् शाकाहारी वा आं शाकाहा ह शुद्धशाकाहारी अर्थं तस्य तत्र अत्यन्तं समीचीना व्यवस्था अपि भवति किन्तु कश्चन रूप्यकस्य आधिक्यं स्यात् शाकाहारी अर्थं तथा चेत् आगच्छन्तु गच्छामः भवान् प्रति भवन्तम् अहं पेरेडैस् होटेल् मध्ये गच्छामः तत्र विशेषतः तत्रस्थं बिरियानीं खादन् खादित्वा आगच्छामः आम् आम् आम् इदानीमेव आगच्छतु गच्छामः आगच्छतु उपरि आगछ